नमस्ते हा कृतं कः विशेषः अहमेकं कार्यं वा वदामि शृणोति वा अहमेकं कार्यं प्रश्नं पृच्छामि मम कक्षायाम् एकः विद्यार्थी अस्ति सः पठनविषये फ़्री न सः पठनविषये अतीव दुष्करः एव हा किं करणीयमिति अहं न जानामि अतीव कष्टाः अनुभूयन्ते वाचनादिविषये पठनविषये च अनेकाः कष्टाः अनुभूयन्ते सः सः अक्षरमपि न जानाति अनेकाः परिश्रमाः क्रियते आ ज्ञातम् आ ज्ञातम् अनेकाः प्रयत्नाः क्रियन्ते किन्तु न प्रयोजनम् आ इदानीम् कीदृशं देस्टनेड् हा

एकवारम् हलो इष्टमस्ति किन्तु पठनसमये अतीव दुष्करम् एव अहम् एवं करोमि धन्यवादः